अस्माकं प्रदेशे सांस्कृतिकक्रीडाः बह्व्यः सन्ति तत्र द्वे वा त्रयं वदामि प्रथमं वक्तव्यं चेत् अस्माकं ग्रामीणप्रदेशे कन्नडभाषायां बण्डीपद इति तद् संस्कृते वक्तव्यं चेत् अन्त्याक्षरी इति अन्त्याक्षरीक्रीडा चलति ग्रामीणप्रदेशे यदा उत्सवः भवति गणेशोत्सवः अथवा दीपावली भवति तस्मिन् समये बान्धवास्सर्वेऽपि आगच्छन्ति ग्रामीणजनाः आगच्छन्ति तदा तत्र ग्रामीणबालिकाः महिलाः सर्वाः मिलित्वा अन्त्याक्षरीं क्रीडन्ति अन्त्याक्षरी तादृशी भवति तत्र ग्रामीणगीतान्येव न् श्राव्यन्ते ग्रामीणगीतानि तत्र पुनः यदा वक्तुं न शक्नोति तदा तस्य उपरि पोयिण्ट् इति उच्यते बण्डी इति उच्यते तद् कन्नडभाषायां तत्र णकारळकारयोः आगमनेन तत्र तद् जातम् एक पोयिण्ट् जातम् इति एवम् अधिकतया यस्य उपरि भवति तस्य पराजयः यस्य उपरि न भवति तस्य एतद् विजयः पुनः यः तद् आनयति णकारळकारवर्णयोः आनयनं कृत्वा यस्य उपरि पोयिण्ट् स्थापयति सः एव स्वयं पुनः आरम्भं कुर्यात् अकारेण अथवा स्वरवर्णेन पद्यम् आरभेत अतः तादृशरूपेण क्रीडनं कर्तव्यं तद् सामान्यतया संस्कृते वक्तव्यं चेत् अन्त्याक्षरी इत्येव उच्यते मम ग्रामीणप्रदेशे पुनः अन्या एका क्रीडा अस्ति बेडरकुणिता इति निषाधवेषं धृत्वा तत्र दीपावलीसमये नर्तनं कुर्वन्ति सर्वेऽपि नर्तनं कुर्वन्ति तदर्थं काम्पिटेशन् सा सा स्पर्धा सञ्चाल्यते ते तत्र स्पर्धायां ये ये भागं गृहीत्वा सम्यक् कुर्वन्ति तेभ्यः जनाः गत्वा पुरस्कारं यच्च्छन्ति धनं यच्छन्ति अत्यन्तसंतोषः भवति चेत् मधुरं यच्छन्ति भोजनं दापयन्ति तादृशरूपेण सामूहिकनर्तनं भवति तद् तदपि एका अस्ति तत्र एका क्रीडा अस्ति अनन्तरं कृष्णाष्टमी कृष्णाष्टमी समये दधिघटस्य भञ्जनम् इति कृष्णस्य बाल्यक्रीडा अस्ति किल तद् एव स्वीकृत्य तत्र स्पर्धा क्रियते समूहरूपेण समूहं कृत्वा उपरि सः कुम्भे स्थापितं दधिघटं भञ्जयितुम् समूहरूपेण प्रयत्नं करिष्यन्ति यः समूहः विजयं प्राप्नोति सः समूहः पुरस्कारं प्राप्नोति तत्र ग्रामीणजनाः एव मिलित्वा तादृशीं तादृशीं स्पर्धां सञ्चालयन्ति अतः एतादृशाः क्रीडाः बह्व्यः ग्रामीणप्रदेशे वर्तन्ते मया याः क्रीडाः दृष्टाः क्रीडिताः तासाम् अत्र उदाहरणम् अहं दत्तवानस्मि